मम पूर्वकालात् आरभ्य अधुना तु जगतः अभिवृद्धिः महान् दृश्यते उदाहरणार्थं दूरदर्शनतः दूरा ब्लाक् अन्ड् वैट् कल ब्लाक् अन्ड् वैट् टीवीतः कलर् टीवी पर्यन्तं कल टीवीतः स्मार्ट् टीवी स्मार्ट् टीवी तदा अधुना तु केवलं हस्त हस्तेनेव मनसि वयं यद् चिन्तयामः तेनापि परिवर्तनं चित्रस्य परिवर्तनं भवति इत्यादि विषयाः बहवः लोके दृश्यन्ते एवमेव अनेन महतः अभिवृद्धिः अपि जातः उदाहरणार्थं चान्द्रयानं त्रि गमनेन अस्माकं भारतस्य अभिवृद्धिः जातः तदनुगुणत्वेन सर्वेपि देशाः देशाः सर्वे देशाः अपि एवमेव चान्द्रयानम् यथा गच्छति तद्वत् रश्श्या अमेरिका तदपि गन्तुम् इच्छति अनेन जगतः अभिवृद्धिः जायते परन्तु जगतः अभिवृद्ध्यर्थं यथा अभिवृद्धिः भवति तथैव अभिवृद्धेः पास्टिव्स् नेगेटिव्स् अपि तथैव भवन्ति उदाहरणार्थं दूरवाणीं दूरवाणीं तु जनाः पश्यन्ति तद् अस्मिन् काले तु तद् अवश्यम् इति जातम् अवश्यम् इति जातम् तद् विना तत्र बहिः अपि गन्तुं न शक्नोति एवम् अतः तस्य विकासः अपि जातः नाम वयम् उपविश्यैव यत्र यत्र किं किं जायमानमस्ति इत्यादि विषयान् वयं ज्ञातुं शक्नुमः तथैव बालाकाः तान् उपयुज्य तान् उपयुज्य बहु खेदमपि अनुभवन्तः सन्ति तथापि वयम् अभिवृद्धेः विषये वयं पश्यामश्चेत् अनेन जगतः विकासः बहु दृष्टः अहम् इतोऽपि विकासं पश्यामः पश्यामः विकासं तु इच्छामि अत्र पर्यावरणं पर्यावरणं विषये यत् एलेक्ट्रिक् वेकिल्स् आगतं तत् बहु इच्छामि यतो हि अनेन पर्यावरणमपि संरक्षितमस्ति एवमेव अहं जगतः विकासम् इच्छामि